गतवारे अहम् एकं काष्ठरन्ध्रिम् अर्थात् ड्रिलिङ्ग् मशीन् क्रीतवान् उक्तसमये लब्धः तत् वस्तु जालदेशचित्रं च एकमेव सामग्र्याः गुणः अपि दृढमस्ति चिन्ता मास्तु स्वयमेव परीक्षां कृतवान् तव गृहे बहु आवश्यकम् उपयुक्तं च अस्ति काष्ठरन्ध्रि समीचीनं कार्यं कुर्वन् अस्ति पेटिकायाः अन्तः एकं सूचना अथवा टिप्पणी अस्ति कथम् उपयोगः करणीयः इति एतत् काष्ठरन्ध्रि क्रेतुं शक्यते इति मम अभिप्रायः